आम् अयं वस्तुतः हासपूर्णः प्रश्नः इति भाति मम ग्रामे मलबद्धतायाः चिकित्सायाः लोकप्रियाः गृहोपचाराः प्रायः मम तु ग्रामप्रदेशः इति हेतोः किञ्चित् अस्वास्थ्यम् अस्ति चेत् जनाः साक्षात् वैद्यालयं न धावन्ति गृहे एव उपचारं विदधते तत्र प्रसिद्धः मलबद्धतायाः उपचारः इत्युक्ते मज्जिकया सह अथवा तक्रेण सह आर्द्रकं योजयित्वा अपि च हिङ्गु हिङ्ग् इति आङ्गलभाषायाम् उच्यते असपोटिडा इति कर्णाटकभाषायाम् इङ्गु इत्युच्यते तत् मज्जिकायाम् अथवा तक्रे संयोज्य तक्रेण सह संयोज्य पीयते तेन उदरसम्बन्धीदोषाः निरस्ताः भवन्ति इदं विहाय अपि कानिचन फलानि सन्ति उदाहरणार्थं कदलीपलम् भुज्यते एतत् निवारणार्थम्